काव्यानां रामायणम् आदिकाव्यं भवति इति काव्यं वाल्मीकिमहर्षिणा रचितं वाल्मीकिकवेः अनुष्टुप्छन्दे बा रामायणं रचितमस्ति रामायणे चतुर्विंशतिसहस्रश्लोकाः सन्ति सः प्रति सहस्रं सहस्रं श्लोकानां ग्रुप् कृत्वा प्रति सहस्राणि प्रथमं श्लोकस्य प्रथमाक्षरं गृहीत्वा अहं वयं ल् वयं लिखामः लिखामःलिखामः चेत् पूर्णं चतुर्विंशतिः अक्षराणि लिखित्वा दृश् दृशामः चेत् गायत्रीमन्त्रः प्राप्नोति अतः तस्य काव्यं गायत्रीरामायणम् एव अव् गायत्रीरामायणम् इति वक्तुं शक्यते गायत्रीरामायणम् इत्युक्ते प्रतिसहस्रश्लोकानि प्रथमं श्लोकम् एव अतः गायत्रीरामायणस्य पूर्णं चतुर्विंशतिः श्लोकाः सन्ति इति आदिकाव्यमस्ति वाल्मीकिमहर्षिणा रचितम्